नमस्कारः अहं वैफै उपयोगम् अपि करोमि मोबैल् डेटा उपयोगम् अपि करोमि द्वयोः उपयोगः कर्तव्यः भवति कारणं किम् अत्र अहं द्वात्रिंशत् अट्टे अहं निवसामि तत्र यदा कदापि सिग्नल् भवति यदा कदापि सिग्नल् न भवति अतः एव वैफै उपयोगं कृत्वा एव अस्माकं सम्पर्कः अपि भवति दूरवाणीतः सम्भाषणमपि सम्पर्कमपि वैफैमाध्यमेन वाट्सप्प् इति उपयोगं कृत्वा एव भवति यदा कदापि सिग्नल् सम्यक् अस्ति चेत् दूरव दूरवाण्यां मोबैल् डाटामध्ये अपि वयं कुर्मः तदनन्तरं गृहस्य बहिः गच्छामः चेत् किमपि अन्या व्यवस्था नास्ति एव मोबैल् डेटा एव उपयोगं कर्तव्यं भवति खलु एकस्मिन् दिने कियत् डेटा उपयुज्यते इति वदामः चेत् अहं तु किमपि गणनं तु न कृतवान् आसीत् गिगा गिगाबैट्स्मध्ये भवति कारणं किम् अत्र अहं यूट्यूब् एकं चानल् अपि अस्ति आनन्दो ब्रह्म इति यूट्यूब् चानल् अपि चालयामि अतः तत्र विडियो अप्लोड् करणीयं तदनन्तरम् अस्माकम् वैयक्तिक चित्राणि अपि अप् अप्लोड् करणीयं भवति एवमेव कृत्वा अत्र अधिकमेव गिगाबैट्स्मध्ये एव उपयोगः करणीयः भवति किं त्वया किमपि जालसमस्याः अनुभूताः वा अस्तु किमपि नास्ति मुख्यं मुख्यतया गृहे तु वैफै अस्ति अतः समस्या तु नास्ति अनन्तरं बहिः गन्त ग ग गच्छामः चेत् मोबैल् म मोबैल् डेटा अस्ति अत्रापि समस्या नास्ति किन्तु यदा कदापि वयम् अत्र गतासप्ताहे एव वयं गतवन्तः अत्र राजस्थान्मध्ये एका अल्वर् इति फ़ोर्ट् अस्ति तत्र गतवन्तः तत्र तु किञ्चित् क्लेशम् अनुभूतवन्तः तत्र उन्नतशिखराणि सन्ति तत्र गच्छामः चेत् किञ्चित् किञ्चित् किञ्चित्त् क्लेशम् वयम् अनुभूतवन्तः अपरं तु किमपि नास्ति सम्यगेव भारतदेशे तु मोबैल् डेटा एवम् वैफै डेटा टेलिफोन् कम्यूनिकेशन् अपि समीचीनम् सम्यगेव अस्तु धन्यवादाः